दश जनवरि मासः चत्वारिंशत्यधिकं द्विसहस्रं तत् द्विसहस्रं नव फ़ेब्रवरि मासः द्विविंशत्यधिकद्विसहस्रं पञ्च मार्च् मासः द्विसहस्रं चत्वारि जुलै मासः पञ्चाधिकद्विसहस्रं मा द्विसहस्रम् एवम् अष्ट नवेम्बर् मासः पञ्चाधिकद्विसहस्रं नव डिसेम्बर् मासः पञ्चाधिकद्विसहस्रम्